अस्माकं प्रदेशं तु मलेनाडु इति कथ्यन्ते अतः तत्र घर्मः वा अथवा शैत्यं वा अथवा वृष्टिः वा अत्यधिकं इति नास्ति सोढुं न शक्यते इति तादृशं नास्ति किन्तु सर्वदा वृष्टिकाले समीचीनतया वृष्टिः भवति एव सामान्यं मासत्रयं भवति वृष्टिकाले इदानीं किञ्चित् परिवर्तितं नाम अस्माकं बाल्ये वयं दृष्टवन्तः मासचतुष्टयं सूर्यदर्शनमेव न भवतिस्म तथा महती वृष्टिः भवति स्म पुनः नगरस्य सम्पर्कमपि न भवतिस्म तस्मिन् काले इदानीं तु सर्वत्र यथा ब्रिड्ज् इत्यादि निर्माणं कृतमिति कारणतः सर्वत्र सम्पर्कः सम्यक् एव अस्ति वातावरणं पश्यामः चेत् पूर्ववत् वृष्टिः न भवति सामान्यवृष्टिः अनावृष्टिः अपि न सामान्यवृष्टिः भवति शैत्यकालमपि सामान्यमेव भवति अत्यधिकं यथा सोढुं न शक्यते इति नास्ति प्रवाहादिकं तु अस्माकं प्रदेशे नास्ति एव नाम तत्र सर्वं प्रर्व पर्वतप्रदेशम् इति कारणतः वृष्टिः आगच्छति यावत् वृष्टिः आगच्छति चेदपि तत् गच्छति एव तत्र न तिष्ठति इति कारणतः समस्या कापि नास्ति वृक्षाः यथेष्टं सन्ति इति कारणतः घर्मः अपि तावत् न अनुभूयते अस्माभिः